विद्यालयेषु अधिकव्यवसायिकशिक्षा पाठनीया इति न चिन्तयामि यदि छात्राः व्यवसायिकशिक्षां प्रति उत्साहिनः भवन्ति तर्हि तेषां मनः पठितुं न इच्छति तेषां मनः उद्योगे भवति न तु पठनार्थम् ईति प्रथमे छात्राणां कृते शिक्षायाः अधिक आवश्यकता अस्ति तदनन्तरम् उद्यमस्य यदि छात्रः पठनं समीचीनभावेन न करोति तर्हि सः किमपि कार्यं कर्तुं न समर्थः भवति यतः यदि प्रथमे शिक्षामाध्यमेन ज्ञानम् अर्जनं करोति तर्हि तस्य सर्वाङ्गीण विकासः भवति तदनन्तरं व्यवसायिकशिक्षां करिष्यति तर्हि व्यवसायिकशिक्षायाः फलप्रदः भवति इति अहं चिन्तयामि ततः प्रथमे ज्ञानस्य अर्जनं करोतु तदनन्तरं व्यवसाययितुम् इति इच्छतु